बाल्यावस्थायाम् स्वकीये ग्रामे तडागे च तरणम् अस्माभिः कृतं परञ्च नद्यां जलवेगेषु तरणं कदापि न विहितम् अतः यदि वेगस्थलेषु नद्यां तरणं क्रियते चेत् तदा स्वकीयं सामर्थ्यं ज्ञात्वैव तरणम् आवश्यकं भवेत् नो चेत् प्राणहानिः भवितुम् अर्हति